वैदिकसाहित्ये तु अन्तर्भवन्ति वेदाः तर्हि वेदानामध्ययनमस्माकम् एम् ए मध्ये वयं कृतवन्तः तत्र वैदिकसाहित्ये ऋग्वेदे अग्निः इन्द्रः वरुणः इत्यादि देवतानां तत्र स्तुतिप्रदः मन्त्राणां सङ्ग्रहः भवति तर्हि तस् तद्विषये अस्माभिः अध्ययनं कृतम् वैदिके किं भवति वैदिकसाहित्ये विभक्तिप्रक् विभक्तिः इत्यादिकं भिन्नं भवति इत्युक्ते भाषा भाषा भिन्ना भवति लौकिकसाहित्ये वैदिकसाहित्ये विभक्तिप्रत्ययाः भिन्नाः भवन्ति तत्र मन्त्राणां वर्णोच्चारं सुष्ठु भवतु एवं तत्र आवश्यकं भवति वैदिकसाहित्ये लौकिके तथा न भवति छन्दसाम् उपयोगं कुर्वन्ति वैदिके विविधमन्त्राणाम् इत्युक्ते ऋग्वेदीयमन्त्राः ये सन्ति तेषां देवतानां पूजने तेषाम् उच्चारणमपि भवति इत्युक्ते मन्त्राणां मन्त्रेषु या शक्तिः भवति तस्याः शक्तेः प्रभावः यथा उच्चारणं भवति तथैव उच्चारणं यथा आवश्यकं भवति तादृशं यदि न करोति तर्हि तस्य प्रभावः न भवति इति इति भाति यतो हि उदात्तानुदात्तस्वरितः इत्यादि उच्चारणं यथा भवति स्वरभेदः तथैव करणीयं भवति तथा न क्रियते चेत् मन्त्राणां प्रभावः न भवति तस्य इदानीन्तनं काले वैदिकसाहित्यं तु महाविद्यालयस्तरे अपि पाठयन्ति तर्हि तत् तादृशं मन्त्रसदृशं न पाठयन्ति यथा साहित्यं यथा पाठयन्ति तथैव पाठयन्ति इत्युक्ते केवलं तस्य अध्ययनं भवतु वा तस्य ज्ञानं भवतु वा ज्ञानार्थमेव तस्य अध्ययनं भवति